भोः महोदय इदानीं मया किञ्चित् काफ़ी अपेक्षते अधिकं स्ट्राङ्ग् मास्तु काफ़ि पुनः शुगर् इत्यादिकम् अधिकं मा भवतु पुनः क काफ़ि काफ़ि तेन साकं पुनः तत्र अन्य अन्याः दोसाखाद्यम् अन्यत् अपि अपेक्षितं मया तदपि शीघ्रम् आनयतु तत्र अधिकं लवणं मास्तु कटु इत्यादिकमपि न्यूनं भवतु ततः परम् अन्यत् अपेक्षितं चेत् तदन्तरं सूचयामि नाम अन्यानि युष्माकं उपहारमन्दिर अन्यत् वर्तते चेत् अहं तदनन्तरं सूचयामि इदानीं यावत् साध्यं तावत् शीघ्रमानयतु पुनः पुनः मनसि धार्यतु अधिकं लवणं मास्तु अधिक अधिककटु कटु अपि मास्तु दोसा काद्यस्य खाद्योपरि पुनः काफ़ि लेस् शुगर् तत्र काफ़ि मध्ये अपेक्षितम् एवं सूचयामि कृपया शीघ्रमानयतु